चलनचित्राणि सर्वत्र वस्त्रविन्यासान् प्रभावयन्तः सन्ति वा इति प्रश्नः आम् अस्मिन् आधुनिकाजगति तु सर्वत्रापि चलनचित्राणि दृष्ट्वा सर्वेऽपि ते यथा नाम ये नायिका भवति सा यथा वस्त्रं धृतवती अथवा नायकः वा सः यथा वस्त्रं धृतवान् तथैव धर्तुं प्रयत्नं कुर्वन्ति तथैव सीवनं च कारयन्ति किन्तु मम तु तत्र रुचिरेव नास्ति अहं चलनचित्रं द्रष्टुमपि अधुना तु नाम तावता न इच्छामि तथा च ते यथा वस्त्रं क्रु कुर्वन्तु तथाहं धर्तुं न कदापि यत्नमपि कृता यत्नमपि न कृतवती किन्तु आधुनिकः तु मया तु बहुधा एव दृष्टमस्ति ते य यादृशं वस्त्रं स्वीकृतवन्तः तादृशमेव ते अपि स्वीकृत्य तथैव सीवनं कारयन्ति तथा च बालिकाः वा भवन्तु अथवा बालकाः वा भवन्तु ते यथा वस्त्रविन्यासान् कृतवन्तः अथवा ते यथा किं केशकर्तनं वा ते यादृशं किं तद् आभरणानि धृतवन्तः तद्वदेव सर्वमपि दृश्यं धृत्वा ते चलनचित्रादिकं नाम भावचित्रम् इत्यादिकं स्वीकुर्वन्ति एवं चलनचित्रं दृष्ट्वा बहवः एवं प्रभाविताः इति वक्तुं शक्यते पूर्वं तु चलनचित्रादिकं तु नासीद् इति कारणात् केऽपि काः अपि अथवा केऽपि वा तादृशं नैव कृतवन्तः किन्तु अधुना तु दृश्यते एव